मया साधितेषु कार्येषु मयि धन्यताम् अस्ति

सुलभतया तेभ्यः पाठयितुं शक्नोमि ते च यदि न जानन्ति तत् प्रश्नं पृच्छन्ति तदपि उत्तरयितुं मया इदानीं शक्यते एवं च अस्मिन् कार्ये मम धन्यताभावः अस्ति